आगच्छतु श्रीदत्तमहोदय हा इदानीम् अहं किमर्थम् आहूतवान् इति चेत् इत्युक्ते भवन्तः इदानीम् एकसप्ताहस्य किमपि पाठ्ययोजनां लिखितवन्तो वा

आ हा हा हा हा कः सन्देहः सत्यं सत्यं हा हा हा हा हा हा ह् हा हा हा हा हा हा हो अस्ति अस्ति तत्र कथामाध्यमेन अपि इदानीं वयं कर्तुं शक्नुमः पुनः एकं चित्रं स्वीकृत्य गत्वा एतत् पश्यन्तु इत्युक्त्वा छात्राणां कृते ये हा तद् मार्गेण अपि वयम् इदानीं प्रस्तावनां कर्तुं शक्नुमः हा वैविध्यमपेक्ष्यते इदानीं नवीनं यदस्ति तदेपक्ष्यते अस्माकं कृते हा छात्राणां हा हा अस्मिन् सप्ताहे प्रायः निरीक्षकाः नागमिष्यन्ति प्रायः मासान्ते आगमिष्यन्ति अतः भवन्तः हा श्वः वा परश्वः वा एतत्तु समापनीयमेव वर्तते भवन्तः इदानीं भवतः कार्यम् इतोपि एकम् अस्ति पुनः भवतां सहायक आचार्याः ये सन्ति तेषामपि पाठ्ययोजना समाप्तं वा न वा इति मम आदेशानुसारं भवन्तः तद् परीक्षणं कर्तव्यमस्ति हा हा हा हा हा हा हा छे छे हो एतत्तु दुष्टकार्यं भवति दुष्टकार्यं भवति हि एवं कुर्वन्ति चेत् छात्राणां कृते सर्वाङ्गीणविकासः कथं भवति हा अस्तु इदानीं भवन्तः सर्वं किञ्चित् निर्दिशन्तु तद् समापनीयं झटिति श्वः वा परश्वः वा मम कृते प्रेषणीयमेव भवन्तः तत् जवाब्दारी स्वीकृत्य किञ्चित् कुर्वन्तु अस्तु हा अस्तु अस्तु हा